अन्येषु धर्मेषु मे मनसि आयाति यत् ये समकालिकाः भायीसम्प्रदायवादिनः वर्तन्ते बह उल्लायाः अनुगामिनः ते समीचीनाः प्रतीयन्ते यतो हि ते सर्वान् धर्मान् प्रति आदरभावं भजन्ते

एतस्मात् भिन्नेषु सम्प्रदायेषु धर्मेषु वा इति बहउल्ला या ये अनुगामिनः सन्ति भायीधर्मावलम्बिनः ते मां रोचन्ते